मम नगरे अम्बासोगै नगरे मम कृते सर्वमेव रोचते परन्तु तत्रापि अम्बासोगै नगरे एकं योगेश्वरीमातामन्दिरं वर्तते तद् मन्दिरं बहु प्राचीनं प्राचीनतमम् एवञ्च ऐतिहासिकं मन्दिरं वर्तते अतः तत् मम कृते बहु रोचते तत् प्राचीनतमं वर्तते अस् अतः अस्य कारणात् अम्बा अम्बा न नगरी यद्वर्तते अम्बासोगै नगरी तस्य महत्त्वं प्रचण्डं वर्धितमस्ति तथा च प्राचीनकाले एतत् नगरम् अन्यनगरेभ्यः भूतं भवति स्म एवञ्च योगेश्वरीशक्तिपीठस्य कारणात् अस्य नगत् अस्य नगरस्य नाम मम अम्बासोगै ग्रामस्य पवित्रतायाः स्थितिः प्राप्ता अद्यत्वे अपि तत्सर्वमत्र वर्तते अतः मम कृते बहु रोचते मम ग्रामः एवञ्च तेन सह मम ग्रामे बहु हरितवनं वनाः सन्ति नाम प्र सर्वत्र एव निसर्गरम्यं वातावरणं वर्तते एवञ्च तत्र प्रेक्षणीयः प्रेक्षणीयस्थानानि अपि बहूनि वर्तन्ते तत्र च मूळ् अम्बाज़ु मूळ्जोगायिमन्दिरं वर्तते एवञ्च वेरू अजिण्ठा यथा तत्र वर्त लेनि यथा वर्तते तद्वत् तत्र हत्तिखाणालेनि इत्यपि मम ग्रामे वर्तते तदपि मम कृते बहु रोचते एवञ्च अत्रैव आद्यः लेखकः सन्तदासो स दासोपन्थ तस्य समाधिः वर्तते एवञ्च मराठी आद्यकविः सन्तमुकुन्द्राज्स्वामी तेषामपि समाधिः तत्र वर्तते एवञ्च शिल्पकार्यालयः बाराखाम्बि इति नाम्ना तत्र प्रसिद्धं वर्तते हेमाड्पन्थि म हेमाड्पन्थिमन्दिरं खोलेश्वरमन्दिरमिति वर्तते एवञ्च आम्लेश्वरमन्दिरमपि तत्र वर्तते म तत्र मम यानि यानि तत्र प्रेक्षणीयस्थानानि मया इदानीम् उक्तानि तत्र सर्वत्र निसर्गरम्यं वातावरणं वर्तते अतः तत्र गन्तुं समेषामेव मनः भवति अतीव सम्यक्तया तत्र वृक्षाणां स सङ्गोपनं कृतं वर्तते एवञ्च सर्वत्र एव वृक्षाः दृश्यन्ते अतः मनः प्रफ़ुल्लितं भवति अतः मम कृते एतानि स्थानानि बहु रोचन्ते अहं तत्र प्रतिपर्यायं गच्छामि तत्र च उपविशामि इति